हरिः ओम् नमस्ते का वदति हा सत्यं का वदति

हा ह हा हा हा हा सम्यक् उत्तमं भवती दृष्टं कुत्रापि दृष्टवती वा मम चित्रम्

सम्यक् सम्यक् सम्यक् अस्माभिः तु कृतं बहुत्र कृतमस्ति भवती वदतु कीदृशम् आवश्यकम् अस्माकं तु केचन आधुनिकशैल्याम् इच्छन्ति मम अनुभवः इत्युक्ते केचन साम्प्रदायिकी शैल्याम् इच्छन्ति भवती कीदृशमध्ये इच्छति तादृशमध्ये वयं कृत्वा दद्मः

ओ होम् मेक् सत्यं सत्यम्

अ

कीदृशम् इच्छति भवती तत्र

एवम् सम्यक् तत्र एतन्मध्ये हाल्मध्ये लिविङ्ग् रूम्मध्ये अस्माभिः एकत्रिकृतं जमकण्डि समीपे सः देशभक्तः सः उक्तवान् मम कृते भारतमातुः विन्यासः आवश्यकः आवश्यकः अत्र इति हाल्मध्ये अस्माभिः तद् कापर् पेण्ट् इति क्रियते तद् कापर् पे पेय्ण्ट् कृतं तत् कियद् सुन्दरमस्ति इत्युक्ते अहं सर्वं भावचित्रं प्रेषयामि भवत्याः कृते बहु सम्यक् आगतम् अस्ति तद् एकस्य यत् भावचित्रनिमित्तमेव पञ्चाशत् सहस्रं भवति

न न वाटर् प्रूफ् भवति तत् कापर् फ़िनिशिङ्ग् भवति कापर् फ़िनिशिङ्ग् भवति तस्य अस्माकं संस्थायां सः एकः तस्य एतदस्ति किं प्रमुखः अस्ति तत्र कापर् पेण्ट् एव करोति सः अन्यद् न करोति तत्र निपुणः अस्ति सः आवश्यकं चेत् वयं कारयित्वा दद्मः

अस्तु अस्तु

सम्यक् किं क्रीडाम् इच्छन्ति ते कां क्रीडामिच्छन्ति ओ हा अस्तु

सम्यक् सम्यक् कुर्मः वयं तु बहुत्र कृतवन्तः कोलकन्दुकं पादकन्दुकम् आं बहुत्र कृतम् अस्ति तद् कुर्मः एतं तु नूतनं न अस्माकं कृते कुर्मः अस्तु

हा हा

अस्तु अस्तु भवत्

ह अस्तु अस्तु

अस्तु अस्तु हा

अस्तु अस्तु निश्चयेन कृत्वा दद्मः भवत्या प्रकोष्ठे किं करणीयम्

चिन्ता नास्ति भवती भावचित्रं प्रेषयति चेत् वयं चिन्तयामः

भवती पश्यतु एकवारं प्रथमं भवती यद् एकं प्रकोष्ठं वदतु अथवा हाल् वदतु पश्यतु भवती प्रथमं तद्दृष्ट्वा दृष्ट्वा वदतु वयं तत्र चिन्तयामः अस्तु वा

भवत्याः गृहम् इदानीं पाकशाला डैनिङ्ग् आल् तत्र सर्वत्र आवश्यकं चेत् अधिकं मूल्यं भवति भवत्याः एतद् हाल् छात्रस्य प्रकोष्ठः एवं भवति चेत् न्यूनं भवति भवती यथा कारयति तथा अधिकं भवति

हा

ओ वस्तुतः अस्तु हा हा अत्र भवत्याः गृहे भवत्याः गृहस्य समीपे एकस्य गृहमस्ति आर् आर् जोशी इति तस्य गृहं कृतम् अस्ति अस्माभिः तदेकवारं भवती पश्यति चेत् भवत्याः कृते ज्ञायते कथम् अस्माकं फिनिशिङ्ग् कथं भवति कीदृशं वर्णविन्यासः भवति तद्दृष्ट्वा भवती वक्तुं शक्नोति यद् उत्तमं भवतीति

अ हा अस्तु अस्तु अस्तु आ हा हा

अस्तु अस्तु भवन्तः गृहे कदा भवन्ति इति सूचयन्तु अहम् आगच्छामि अस्तु

अस्तु अस्तु तर्हि अस्तु